राम राम अहम् युष्माकं स्विग्गी इति एप् मध्ये अधुना ओर्डर् कृतवान् अस्मि भोजनस्य तस्य भोजनस्य उपरि प्रायः अधुना मम धनं भवति त्रिशतरूप्यकाणि तर्हि मया तावदधुना बहुवारं युष्माकम् एप् माध्यमेन भोजनादिकं मया उपयुक्तं वर्तते तर्हि एतत्प्रथमवारं न अतः मत्कृते किञ्चित् कूपन् इत्येवं रीत्या लभ्यते वा तर्हि दृष्ट्वा मह्यं नाम कूपोन् किञ्चित् लभ्यते वा येन त्रिशतं यत् वर्तते तद् ईषद् वा न्यूनं भवति तत् कारणात् मम सौलभ्यं स्यात् तादृशं किञ्चित् उपयोगः अ नाम उपायः कश्चन अस्ति वा इति द्रष्टुं वक्तुं शक्नुवन्ति तदेव मम संख्या नाम ओर्डर् संख्या एवं वर्तते एकं त्रीणि पञ्च अष्ट नव नव अष्ट नव एकम् इति तर्हि एतद् ओर्डर् संख्यायाः कृते मह्यं कूपोन् कोड् वर्तते तत् भवन्तः दृष्ट्वा मां अत्र मम अस्मिन् नाम इयमेव मम दूरवाणीसंख्या एनां संख्यां प्रति भवन्तः सन्देशं प्रेषयितुं शक्नुवन्ति